हरि ओम् नमस्ते भगिनी वयं वयम् अद्य अस्माकं विद्यालयतः छात्रान् अत्र प्राणीसंग्रहालयम् आनीतवन्तः स्मः अतः वयं अत्रत्य प्राणीसंग्रहालय विषये किञ्चित् ज्ञातुम् इच्छामः भवती किञ्चित् विवरणं वक्तुं शक्नोति वा अत्र भवन्तः कान् प्राणीन् पालयन्ति व्याघ्राः सन्ति वा मयूराः खगाः सन्ति जलचराः अपि सन्ति वा मकरादयः मीनः

सर्पाः भवन्ति वा तर्हि तान् भवन्तः कथं पालयन्ति सर्वेभ्यः प्राणीभ्यः समानः आहारः न भवति समान परिसरः न भवति तत् विषये किञ्चित् वक्तुं न शक्नोति वा पर्णानि वा तृणानि वा

धान्यानि

इदानीं भवतां प्राणी संग्रहालयः महान् अस्ति अत्र बहूनां प्राणीनां तदा तदा अनारोग्यं अपि भवितुम् अर्हति तादृशसन्दर्भेषु वैद्यव्यवस्था अस्ति वा इदानीम् अस्मादृशाः जनाः प्रतिदिनं बहवः आगच्छन्ति तेषां कारणतः प्राणीनां कापि हानिः न भवेत् तादृश सन्दर्भेषु भवन्तः कीदृशीं जागरुकतां वहन्ति बालाः गच्छन्ति पीडयन्ति अथवा आहारम् यच्छन्ति तादृश सन्दर्भेषु अस्तु भगिनी बहवः धन्यवादाः भवती बहु सम्यक् विवरणं दत्तवती अस्माकं बालाः बहुज्ञानं प्राप्तवन्तः प्राणीसंग्रहालय विषये बहु धन्यवादाः